रामायणं रामायणं कः न जानाति वदन्तु रामायणे रामायणे रामः एव मुख्यः पात्रधारी सः अस्माभिः आदर्शपुरुषः रामायणस्य ग्रन्थस्य विषये अहं किं वा वदामि रामायणं ग्रन्थम् एकम् अस्माकं कृते मार्गः एव अस्ति सर्वेषां जनानां कृते सः ग्रन्थः एव मार्गः तेषाम् ग्रन्थस्य अधीनं वयं गच्छामः चेत् अस्माकं कृते बहु उपकारः उपकारः भवति कथम् इत्युक्ते रामायणे आदर्शपुरुषः रामः लक्ष्मणः भरतः शत्रुघ्नः इत्यादयः सन्ति पुनश्च तस्य पितुः कः दशरथः दशरथस्य पितृवाक्यपरिपालनाय रामः किं कृतवान् वनवासं प्रति गन्तुं सः उद्युक्तः सः गतवान् वनवासं गतवान् पितृवाक्यपाल परिपालनार्थं तद् अस्माभिः स्वीकरणीयं पुनश्चः सः कथम् अन्येषां साकं व्यवहारं कृतवान् पुनश्च सः कुत्र किं किमर्थं गच्छति तत्र सर्वं सः स्वस्य बुद्धिविचार्य सः कार्याणि कुर्वन्नासीत् तादृशम् अस्माकं व्यवहारे अपि स्वीकरणीयम् अस्ति एवं च रामायणम् अत्यधिकं श्रेष्ठं ग्रन्थं वर्तते धन्यवादः